देशीय चिकित्सापद्धतिषु आरोग्यस्य कल्पना प्राधान्यतः प्रतिव्यक्तिः स्वास्थ्यं भवितव्यम् शारीरिकतः मानसिकतः आध्यात्मिकतः सामाजिकतः सम्यग्भवितव्यम् अस्माकं चिकित्सापद्धतिषु आरोग्यवर्धनमेव प्रामुख्यम् किन्तु अनन्तरं यदि समस्या आगच्छति चेत् रोगनिवृत्तिः अपि अस्ति मुख्यतः यदि साधनेन शरीरं मानसिकः शारीरिकः आध्यात्मिकः सामाजिकः रूपेण सुदृढं भवति चेत् किमपि समस्या आगन्तुम् साध्यं न भवति तदर्थमेव आयुर्वेदः वा योगः वा अस्माकं सांस्कृतिकः कार्यक्रमाणि तद् किं भवति कोलाटं वा भजनं वा नृत्यं वा एतत्सर्वमपि आरोग्यं वर्धनार्थं शरीरं स् मानसिकरूपेण आध्यात्मिकरूपेण सामाजिकरूपेण सुदृढं भवेयुः तद् चिन्तयित्वा स्थापितवन्तः अस्माकं कृते यदि प्रत्येकः व्यक्तिः केवलं चिकित्सार्थमेव चिन्तयन्ति तत् चिकित्सा आजीवनपर्यन्तं चलति एव यदि स्वास्थ्यविषये सुदृढं भवति भवेयु इति चिन्तयन्ति तेन कृते चिकित्सार्थम् गन्तुम् समयमेव न लभ्यते अस्माकं चिकित्सापद्धतिः विशेषतः सुदृढशरीरं सुदृढपरिवारं सुदृढंसमाजम् विषये प्रमुखतः मार्गदर्शनं कुर्वन्ति